अहं तद् नूतनं वस्तु तत्र आन्लैन् द्वारा आम् अन्तर्जालद्वारा लभ्यते चेत् तद् करोमि नाम अहं यदा ग्रामे वा गृहे नास्ति अहं कुत्र निवसामि तत्र दृष्ट्वा तदेव तत्र यदा अन्तर्जाले दृष्टं तदेव अपेक्षते चेत् तत्र क्रीणामि नास्ति तत्र अन्तर्जाले यदा फ़्लिप्कार्ट् वा एम्साङ्ग् वा तत् मध्ये यदा स्वीकरोमि चेत् तत्र न्यूनं भवति तदा कदापि आफ़र् भवति तस्मात् किं तदा एव भवति का के कानिचन वस्तूनि तदा कर्तुं स्वीकर्तुं न शक्यते नाम यानम् इत्यादि यानं तदा आन्लैन् द्वारा स्वीकर्तुं न शक्यते बृहत् तद् दृष्ट्वा तस्य एकवारं टेस्ट् ड्रैव् इत्यादिकं स्वीकृत्य कृत्वा तद् करणीयं खलु तदा अन्यत् सर्वम् अन्तर्जाले येन क्रयणं कर्तुं न शक्यते इति मम अभिप्रायः